तेन अस्माकं जनाः सन्तोषमनुभवन्ति सर्वं सर्वाण्यपि कार्याणि कृत्वा ते तावत् सन्तोषेण चि चित्रालयं प्रति गत्वा चलचित्रं पश्यन्ति तस्मिन् एकं विषयं वर्तते ते यदा सर्वदा कार्यं कुर्वाणः एव भवन्ति तदा तेषां श्टेस् भवति दुःखं भवति तद् विस्मरणार्थं ते चलचित्रालयं प्रति गत्वा चलचित्रं पश्यन्ति तत्तु समीचीनमेव चलचित्रालयं प्रति गत्वा तस्मिन् चलचित्रे यद् सङ्गीतम् आगतं तदपि वाञ्छन्ति तत्तु कथं भवति अभिनयसाकं भवति खलु तस्मात् वाञ्छन्ति केचन् प्रथमम् आदौ तावत् कर्णाभ्यां श्रुत्वा प्रतं तेण सन्तोषम् अनुभूय ततफ़्परं चित्रालयं प्रति गत्वा चलचित्रदर्शनेन पुनः सन्तोषम् अनुभवन्ति इत्यपि सन्ति केचन जनाः एवं च द्वयमपि समीचीनमेव प्रथमं चलचित्रं द्रष्टव्यम् इति नास्ति तद्वदेव प्रथमं गीतमेव श्रोतव्यं ततः परमेव चित्रालयं प्रति गत्वा चित्रं द्रष्टव्यम् इत्यपि नास्ति केचन एवमपि भवन्ति केचन एवमपि भवेयुः भवन्त्यपि एवं च तस्मिन् चलचित्रे कः विषयः इति द्रष्टव्यम् कीदृशाणि चलचित्राणि इत्युक्ते तस्मिन् चलचित्रे का वार्ता अस्ति इत्येवं पश्यन्ति अस्माकं भारतीयजनाः केवलं चित्रालयं प्रति गत्वा व्ययादिकं कृत्वा दृष्ट्वा आगतम् इति न तस्मिन् चलचित्रे किम् उक्तम् इति पश्यन्ति तत्तु डिवोशनल् अस्ति चेत् तत् बहु समीचीनं भवति इत्यर्थः यथा बाहुबलिः वराहरूपेण चित्रम् आगतं तत् इत्येवम् अस्माकं भारतीयजनानां मनसि या देवता तस्याः देवतायाः रूपेण ते चलचित्रं तस्मिन् डिवोशनल् चलचित्रं पश्यन्ति इदानीं शिवस्य चलचित्रम् आगतं चेत् केचन शिवभक्ताः भवन्ति तथा शिवरूपेण पश्यन्ति केचन विष्णुभक्ताः भवन्ति तस्मिन् चलचित्रे यदा विष्णु अवतारः भवति तर्हि तं नटं तावत् विष्णु अवतारेण पश्यन्ति इत्येवं केचन जनाः सन्ति तत्तु समीचीनमेव केव् एवं च चलचित्रं सम्यक् अस्ति वा न वा इत्येव अभिप्रायः अस्माकं भारतीयानां तदनन्तरं मम इष्टतमः नटः भवति एम् जि आर् शिवाजीरजनीकान्तः इत्येते अस्माकम् इष्टतमा नटी प्रायः सरोजादेवी तावदेव मम तु कीदृशानि चलचित्रगीतानि श् श्रुणोमि चेत् प्रायः यद् गीतं समीचीनं भवति अस्माकम् सङ्गीतश्रवणेन सन्तोषः यदि अनुभूयते तदा तत् गीतम् शृणुमः चलचित्रगीते तु यत् अभिनयसाकं भवति तत्तु वयं सर्वदा सर्वस्यामः मम इष्टतमः गायकः भवति एस् पि बालसुब्रह्मण्यम् इति तदनन्तरं बालकृष्णमुरली बालकृष्णः इति तावदेव